विद्यालयेषु बहूनि विषयानि पाठ्यन्ते सम्प्रति विद्यालयेषु त्रिभाषासूत्रानुसारं पाठ्यते तत् अतिरिच्य सामाजिकविज्ञानं इतिहासं भूगोलं भूगोलादिरपि अध्ययनं भवति प्रायशः उत्तमाः सुशिक्षिताश्च शक्षकाः पाठयन्ति सर्वेषाङ्कृते उपयोगी अपि भवति